सर्वथा यत्किमपि कार्यं दीयते कार्ये मम रुचिः भवति अतः कः कार्यं करोति इति क्वचित् अप्रधानमित्येव अहं चिन्तयामि परन्तु सर्वेपि समानमनस्काः न भवन्ति क्वचित् कष्टकरः भवति चेत् अहं कार्यस्य विभाजनं कृत्वा यथा अन्येन सह सम्पर्कः न्यूनः भवति तथा क्वचित् कृतं परन्तु तथा मया अनुभवः गभीरः न प्राप्तः सर्वमपि कार्यं साधितुं तथा कष्टकरः व्यवहारः केनापि सह मया तथा मम अनुभवे नास्ति इत्येव अहं चिन्तयामि